ग्राम्यक्षेत्रेषु समाचारपत्रेण दूरदर्शनमाध्यमेन यः समाचारः प्रसार्यते तत्र प्राधान्येन महानगरीयाणां जनानाम् एव समस्या सङ्गृहीता ग्राम्यक्षेत्रीयजनानां समाचारः तु समाचारपत्रेषु प्रायः न दृश्यते अतः एषा महती समस्या वर्तते तस्य कृते ग्राम्यक्षेत्रस्य स्वकीयं समाचारपत्रम् अपि वर्तते ग्रामे प्रायः ग्राम्यजनाः रेडियो इति शृण्वन्ति ग्रामे बह्व्यः समस्याः अपि वर्तन्ते यथा कृषकः धनस्य जलस्य वा न्यूनताम् अनुभवति परन्तु तस्य सूचनाविषये समाधानप्रार्थनार्थं समाचारपत्रेषु किमपि न दृश्यते प्रायः तस्मात् तेषाम् असौकर्यं तु भवति एव यदा सः वेदनया आत्महत्याम् अपि करोति चेत् तस्यापि सूचनासङ्ग्रहः तु न दृश्यते इति महती या समस्या वर्तते सा निश्चितरूपेण समाधेया वर्तते इति मन्ये